मम इष्टतमः ऋतुः अस्ति वसन्त ऋतुः वसन्तः रमणीयः ऋतुः अस्ति इदानीं शीतकालस्य भीषणशीतलता अपि न भवति वसन्तः ऋतुराजः इत्यपि कथ्यते वसन्त ऋतोः ऋतुः महत् सुखम् आनन्दं च जनयति वसन्तः आनन्दस्य सुखस्य च ऋतुः कथ्यते मन्दं मन्दं वायुः चलति विहङ्गाः कूजन्ति विविधैः कुसुमैः वृक्षाः आच्छादिताः भवन्ति कुसुमेषु भ्रमरः भ्रमरः गुञ्जन्ति धान्येन धरणी परिपूर्णा भवति कृषकाः अस्मिन् ऋतौ प्रसन्नाः दृश्यन्ते कोकिलाः मधुरं गायन्ति अग्रीषु मार् मञ्जर्यः दृश्यन्ते मञ्जरीभ्यः मधु स्रव् स्रवति वसन्तोत्सवस्य ऋतुः इत्यपि वसन्त ऋतुः कथ्यते महाशिवरात्रिः होली वैशाखी इत्यादयः उत्सवाः अपि अस्मिन् ऋतौ एव पाल्यन्ते